अस्माकं प्रदेशे प्राधान्येन आचारे आचरणे विद्यमान उत्सवः एका भवति प्रधाना रथयात्रा रथयात्रा अस्माकं प्रदेशे अपि तु विश्वस्य प्रधानम् भवति रथयात्रा मुख्यतः अस्माकं सनातनधर्माणां कृते सनातनजनानां कृते प्रधानं वर्तते अ अस्मिन् यात्रे जगन्नाथः सुभद्रा बलभद्रः देवतानां मिलित्वा स्वस्य मातुलगृहं प्रति गच्छन्ति तर्हि गमनसमये गमनमार्गे बहवः जनानां तथा बहवः भक्तानां समूहेन मिलित्वा आनन्देन गच्छति तर्हि अस्माकं हिन्दुजनानां कृते अस्माकं प्रदेशजनानां कृते बहु आनन्दमयः समयः एव भवति पुनः रथयात्रा रथयात्रा नवमदिन नवमदिनपर्यन्तं प्रचलति नवमदिनानन्तरं पुनः स्वामी जगन्नाथः सुभद्रा वलभद्रः मातुलतः स्वस्य गृहम्प्रति आगच्छन्ति आगतुं शक्नु आगतुं परं मार्गे अपि एवम् एवं त्रीणि रथाः नन्दिघोषः देवदलनं कपिध्वजः इति रथमाध्यमेन आगच्छन्ति तर्हि जनानां श्रद्धया सानन्देन रथं तत्र आनीय मातुलतः आनीय स्वस्य सिङ्घद्वारेऽपि स्थापयन्ति